मम ग्रामस्य स्थानीयदेवः शिवः शिवस्य पूजायां बहवः आचाराः पाल्यन्ते शिवस्य पूजां प्रति रविवासरे सोमवासरे वा मम ग्रामीणजनाः कुर्वन्ति ग्रामीणजनाः प्रातः स्नानादिकं समाप्य शुद्धवस्त्रं परिधाय धूपदीपं दुग्धमधु पुष्पबिल्वपत्राञ्जलिं स्वीकृत्य मन्दिरं प्रति गच्छन्ति प्रथमे मन्दिरं स्वच्छं कुर्वन्ति शिवलिङ्गं शुद्धजलेन आचमनं कुर्वन्ति ततः परं मधु दधि एतेन अपि शिवलिङ्गस्य स्नानं कारयन्ति अन्तिमे पुनः गङ्गाजलेन शिवलिङ्गं स्नानं कारयन्ति अनन्तरं बिल्वपत्रपुष्पाञ्जलिं भगवते समर्प्य धूपदीपं प्रज्वाल्य पूजां कुर्वन्ति